संस्कृतसाहित्ये काव्यस्य महत्वपूर्णं स्थानं वर्तते तत्रापि संस्कृतवाङ्मये महाकाव्यम् इति द्वयोः कृते उच्यते तत्र च रामायणमेकं भवति महाभारतं च अपरमेकं भवति अत्र रामायणे रामः रामस्य विषये लक्ष्मणस्य विषये सीतायाः विषये हनुमतः विषये हनुमतः विषये एतेषां विषये अस्माभिः ज्ञातुं शक्यते अत्र च रामायणे सप्त काण्डानि सप्तकाण्डानि वर्तन्ते ते च बालकाण्डम् अयोध्याकाण्डम् अरण्यं बालकाण्डम् तानि च बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डं किष्किन्धाकाण्डम् सुन्दरकाण्डं युद्धकाण्डम् उत्तरकाण्डम् इति ज्ञातं भवति अत्र च बालकाण्डे रामस्य बाल्यविषये कथं दशरथस्य पूर्वं पुत्रयोगः नासीत् सः सः च कथं पुत्रान् प्राप्तवान् पुनः रामः लक्ष्मणः भरतः शत्रुघ्नः तेषां च बाल्यविषये विस्तृत विस्तृततया चर्चा कृता वर्तते बालकाण्डे अग्रे च अयोध्याकाण्डे कथं कैकेयी रामम् वा वनवासार्थं प्रेषितवती ते च तत्र विस्तृततया विस्तृततया चर्चा कृता वर्तते अर्थात् रामस्य पट्टाभिषेकः भवेत् तस्मिन् काले एव के के विषयाः तत्र जाताः तेन च रामः कथं वनवासं वनवासं प्रति गतवान् इति अयोध्याकाण्डे विस्तृततया उक्तम् अस्ति अग्रे च अरण्यकाण्डम् अरण्यकाण्डे च अरण्यकाण्डे च किम् उक्तं वर्तते नाम रामः पुनः सीता लक्ष्मणः एते वनवासार्थं कथं गतवन्तः तत्र च किं जातमिति अरण्यकाण्डे उक्तमस्ति तत्र शूर्पणखा इति काचना राक्षसी राक्षसी राक्षसी आगतवती तयोः साकं रामलक्ष्मणयोः किं किं जातम् अनन्तरं सा रावणं प्रति गत्वा किम् उक्तवती रावणः अनन्तरम् आगत्य सीताम् अपहृत्य गच्छति एतेषु एतेषु विषयेषु अत्र चर्चा कृता वर्तते अरण्यकाण्डे अग्रे च किष्किन्धाकाण्डे सुग्रीवेन सख्यं कतं जातं रामस्य पुनः रामः अग्रे सहाय्यरूपेण कथम् सुग्रीवस्य कृते सहाय्यं कृतवान् इति ज्ञातं भवति तत्र च वालिः इति कश्चन राजा भवति कथं तं संहृतवान् इति ज्ञातुं शक्यते तेन च सुग्रीवः अङ्गी सुग्रीवः अपि अङ्गीकृतवान् भवति अहमपि भवतः कृते सहाय्यं करोमिति अग्रे सहाय्यं कर्तुं सः किं किं कृतवान् सुग्रीवः इति सुन्दरकाण्डे ज्ञातुं शक्यते तत्र च सुन्दरकाण्डे हनुमान् हनुमान् सीमोल्लङ्घनं कृत्वा अयो रावणं प्रति लङ्कां प्रति गच्छति तत्र च सीतां दृष्ट्वा वार्तालापादिकं कृत्वा पुनः रामं प्रति आगच्छति इत्यादिकं द्रष्टुं शक्यते अद् अग् अग्रिमं च युद्धकाण्डं युद्धकाण्डं तत्र च रामः रामरावणयोः युद्धं कथं जातम् इत्यादिकं युद्धकाण्डे विस्तृततया उक्तमस्ति अन्तिमं च उत्तरकाण्डम् उत्तरकाण्डस्य विषये बहु उक्तमस्ति सीतायाः अग्निप्रवेशः सा च कथा तत्र उक्ता अस्ति पुनः तस्य रामस्य पुत्रौ यद्यपि रामः अनन्तरं ज्ञातवान् भवति तौ एव इति लवकुशः तयोः विषये अपि उक्तमस्ति इत्यादि उत् रामायणस्य उत्तरस्य विषये उ नाम उत्तरं किं किं जातमिति तद्विषये चर्चा उत्तरकाण्डे कृता वर्तते धन्यवादाः